मया ओन्लैन् माध्यमेन एकं स्पोट्ज्वेर् आनीतम् आदौ तु विलम्बेन आगतं पुनः मया या कम्पनी उक्ता सा कम्पनी नास्ति भिन्ना कम्पानी अस्ति पुनः मम देहपरिमाणयुक्तमपि नास्ति अतः कृपया इदं प्रतिस्वीकुर्वन्तु धन्यवादः